हा हरिः ओम् तत् गृहस्य अन्वेषणं करोमि भवतः बोर्ड् अहं दृष्टवती हा इदानीम् एक किमपि गृहं लभ्यते वा लीस् निमित्तं हा इदानीम् अहं जनाः चत्वारः अस्ति

मम डबल् बेड्रूम् आवश्यकम् आम् एवम् एक किञ्चित् बहु बृहत् इति न मया रेण्ट् अपि लभ्यते चेदपि उत्तमं

वन् थौसण्ड् केवलं रेण्ट् वन् थौसण्ड् एवं वा ओ स्कैर् फ़ीट्

हा ओ ओ चत्वारः बेड्रूम् अहं बहू बृहत् इति चिन्तयामि हा

ओ अस्तु हा वास्तुप्रकारं तत् सर्वम् अस्ति वा किचन् यथा यत्र स्थापनीयं पूजा रूं कुत्र स्थापनीयम् इति सर्वं तत्र तत्र अस्ति किल ओ अस्तु उत्तमम् अनन्तरं जलस्य व्यवहारं कथं कति दिनानि एकवारम् आगच्छति इति पानजलम् ओ ओ के ओ के पानजलनिमित्तम् हो वयं गत्वा स्वीकरणीयं वा अथवा ओ नलिकायां गृहे स्वयम् आगच्छति पा पानजलं तादृशम् अस्ति वा ओ अस्तु उत्तमम् अनन्तरं अवकरिकां स्वीकर्तुं तत्र जनाः प्रतिदिनम् आगच्छन्ति वा तत्र अथवा ओ एवं वा दिनद्वयम् एकवारमेव आगच्छति ओ अस्तु आं ओ ओ एवं वा अस्तु अनन्तरं किम् विद्युत् निमित्तं वयं पृथक् दातव्यं वा नो चेत् मिलित्वा ते स्वीकु रेण्ट् मध्ये मिलित्वा स्वीकुर्वन्ति वा हा विद्युत् वयं व्ययं कुर्मः किल मन्त्लि वन्स् वयं वन्दनं करणीयं किल मूल्यं हा तद् ओ एवं वा अस्तु उत्तमं हा अनन्तरं पानजलनिमित्तमपि वयं मूल्यं दातव्यं किल तदपि पृथक् दातव्यं वा ओ अस्तु महो अस्तु महोदय उत्तमं महोदय धन्यवादः महोदय